अस्माकं ग्रामेषु सर्वकारीयव्यवस्था तावती समीचीना न विद्यते किमर्थं नाम इदानिं सद्य एव घटिता एका घटना सा का नाम अस्माकं गृहस्य किञ्चिदेव दूरे एकः एका पुष्करिणी विद्यते तस्यां जलं विद्यते परन्तु तज्जलं पातुं योग्यं नास्ति तत्र तत्परितः वेस्ट् प्लास्टिक् इत्यादिकं वर्तते तदनन्तरं तत्र किञ्चित् यथा जलस्वीकारः स्वीकर्तुं समीचीनः नाम तत्र गन्तुं किञ्चित् मार्गः समीचीनं क्रीयते चेत् जनाः समीचीनतया तत्र गत्वा जलं स्वीकर्तुं शक्नुवन्ति तथा उपरिष्टात् नाम यत् मुख्यसर्कारः अस्ति सर्वकारीयः सः मुख्यः ततः ग्रामे तु धनमागतं तत् सम्मीकरणार्थं परन्तु तत्समीकरनम् आरब्धञ्च मध्ये एव तत्र ये प्रमुखाः ते वदन्ति जलं धनं समाप्तं कथम् इति चेत् तत्र तद्धनं ता तैरेव स्वा स्व स्वस्य कार्यार्थम् उप् उपयोगं कृत्वा स्वयं खादित्वा समापितवन्तः तस्मात् तत्रापि तथैव अन्यः इदानीं अस्माकं वैद्यालयादिषुपि सा या यावतीय इदानीम् अपेक्षा विद्यते वस्तूनाम् तावन्तः वस्तु तावत् वस्तु वस्तुविशेषः न विद्यते तत्र अतः सः अत्र अस्माभिः आनेतव्या तत् प्रति बहूनाम् अपेक्षापि विद्यते तथा तथा किं किमिति उच्यते नाम इदं समीचीनतया उपयोगः तस्य बहु अना अपेक्षिता एव अथवा तस्य तेन तेन वस्तुना अन्यत् न सिध्यति तस्मात् तादृशव्यवस्था एतैः क्रियते चेत् सम्यक् भवति अतः इदानीं तु अस्माकं चिन्तनं तेषां परिवर्तनं स्यात् इति